संस्कृतभाषायाः उन्नयनं संरक्षणं च कर्तव्यम् इति मम अभिप्रायः वर्तते किन्तु न तावता एव पर्याप्तं संस्कृतभाषायाः उन्नयनं नाम केवलायाः भाषायाः एव उन्नयनं न अपि तु संस्कृतसम्बन्धानि यानि शास्त्राणि वर्तन्ते यथा व्याकरणं साहित्यं छन्दः तर्क तर्कं मीमांसा इत्यादीनि यानि शास्त्राणि वर्तन्ते तेषां शास्त्राणाम् अपि उन्नयनमवश्यं कर्तव्यं अन्यथा केवलायाः भाषायाः उन्नयनेन संस्कृतभाषायाः संरक्षणं न भवति संस्कृतभाषायाः संरक्षणं नाम शास्त्रसंरक्षणम् एव भवेत् यदि शास्त्रसंरक्षणम् न कृतं केवलं संस्कृतभाषायाः एव उन्नयनमस्माभिः क्रियते संरक्षणं क्रियते इति उच्येत तर्हि इतोऽपि एकं शतवत्सरेषु शास्त्रीयभाषा शास्त्रे प्रयुज्यमानाशास्त्रसम्बद्धा या साधुः साध्वीभाषा वर्तते सा भाषा लुप्येत अपि च अन्या काचित् नूतना एव भाषा विकृता भाषा काचित् उत्पद्येत अतः अवश्यं यः यः संस्कृतभाषां जानाति सः सः व्याकरणादीन् शास् व्याकरणादीनि शास्त्राणि अपि पठेत् इति मम अभिप्रायः